इदानीं नास्ति यदा मया गुल्बर्गाप्रदेशे सर्वकारस्य कार्यं करणसमये यदा तापप्रदेशः आसीत् तदा वस्तु वातानुकूलः प्रति दिनप्रति जलस्य आवश्यकता आसीत् इदानीं न